विशालेषु जलागारेषु तरणसमये अम्लजानग्रहणे प्रथमम् अवधातव्यम् काशारेषु मुक्तजलगारेषु समस्याः भवन्ति यतोहि मुक्तजलगारेषु जलस्य परिमाणं बहु अस्ति अतः अम्लजानग्रहणसमये किञ्चित् समस्या भवति परन्तु अभ्यासेन तस्य दूरीकर्तुं शक्यते यतोहि अभ्यासेन सर्वं सिद्धं भवति अत एव तरणकार्यस्य कृते अपि अभ्यासस्य बहु आवश्यकम् इति कथितुं शक्यते